मम प्रदेशे पच्यमानानि कानिचन पारम्परिकखाद्यानि बहूनि सन्ति वस्तुतः तदेवं विस्तृतरीत्या वक्तुं न शक्यते तत्र मुख्यं तत्र मुख्यं किं उत किम् इत्युक्ते तत्रादौ गणशः गणेशचतुर्थ्याम् एतद् मोदकं कुर्वन्ति कन्नडभाषायां मोदकः इति वदामः पुनः पञ्चगज्जायं पुनः शश्कुलि कन्नडभाषयां चक्कुलि इति वदामः अपरम् एतद् मधुरम् अपि कुर्वन्ति जिलेबि इति कन्नडभाषायं वदामः एतत् सर्वमपि नाम यत् पर्वदिने प्रातःकाले शुभमुहूर्ते नैवेद्यं कुर्वन्ति एतत् सर्वं वस्तुतः मम प्रदेशे इत्यपेक्षया कर्नाटके सर्वत्र गणेशचतुर्थ्यां बहवः खाद्यानां निर्माणं कुर्वन्ति खाद्यस्य विषये एवं मम प्रदेशे तव प्रदेशे इति निर्देशः समीचीनमेव परं वस्तुतः नाम पञ्च किलोमीटर् परं वस्तुतः भाषाविनिमयः भिन्नरूपेण भवति पुनन्तरं भोजनव्यवस्था किञ्चित् भिन्नरूपेण भवति इत्यादिकं भवत्येव अतः पच्यमानानि पारम्परिकखाद्यानि अपि खाद्यानि अपि भिन्नरूपेण एव भवन्त्येव तत्र पायसं भवति विविधानां वस्तूनां सङ्ग्रहणेन मधुरनिर्माणं भवति इत्यादिकं भवत्येव तत्र कर्नाटके आधिक्येन गणेशचतुर्थ्यां शश्कुली इत्यादि एव प्रमुखानि खाद्यानि भवन्ति